विद्युत्प्रवाहसमस्या ग्रामेषु अधिकं भवति तत्र निरन्तरः सततः विद्युत् प्रवाहः न लभ्यते विद्युत् परिकराणां प्रमाणमपि उत्तमं न भवति क्षेत्रे जन्तुभ्यः सस्यसंरक्षणार्थं केचन विद्युत् तन्ति उपयुज्यन्ते तस्मात् केचन मनुष्याः प्राणं त्यजन्ति परिहाराः आर्द्रप्रदेशेषु जाग्रतया विद्युत् उपयोगः करणीयः ऐ एस् ऐ प्रमाणविद्युत् उपकरणानि एव विनियोगितव्यं गृहनिर्माणसमये एव उत्तमप्रमाणम् एर्तिङ्क् गृहेषु करणीयं पञ्चसु वर्षेषु एकदा तस्य परिशीलनं करणीयं विद्युत् यदा फ़्यूस् गच्छति तदा सम्यक् फ़्यूस् करणीयं यदा विद्युत् विनियोगः न कुर्मः तदा तस्य पिधानं करणीयं विद्युत् वृथा न करणीयं सर्वदा विद्युत् परिकराणां विषये जाग्रतया व्यवहरणीयम्